हरिः ओं नमस्ते

आमाम् अवश्यम् अस्माकं समीपे वर्तते नाग्पुर् टु राम्टेक् इति तत्र दिनद्वयस्य ट्रिप् अस्माभिः प्लान् कृता वर्तते एवं च तत्र नागपूरतः राम्टेकगमनम् इति नाग्पुरं नगपुरं प्रातःकाले ततः ग टेक्डिता मारुतिः टेक्डिता गणपतिः इति स्थानं मन्दिरं वर्तते ततः आरम्भः भवति अस्माकं ट्रिप् इत्यस्य ततः मन्सर् काम्ठी इति रूट् स्वीक्रुत्य रामटेकमागन्तव्यं रामटेक हा रमटेक आगमनानन्तरं तत्र अल्पाहारः लभ्यते आदौ नाम नाग्पुर् तः एव तत्र भवति रामटेकम् आगत्य एकम् अत्र रेस्टरेण्ट् भवति तत्र भवताम् अल्पाहारः क्रियते तदनन्तरं गडमन्दिरं प्रति गन्तव्यम् इति हा गडमन्दिरे तत्र रामस्य भ भगवान् श्रीरामस्य मन्दिरमस्ति तत्र सम्यक् गड नाम पर्वतस्य उपरि तद् मन्दिरं वर्तते अतः तत्र गन्तुं सोपानं वर्तते सोपानेनैव तत्र गन्तव्यम् इति भवति एवं तत्र गत्वा दर्शनानन्तरं भोजनं लभ्यते यदि यतो हि तत्र बहुकालः गच्छति सर्वं द्रष्टुं तत्र बहु कालः भवति अतः तत्र भोजनमपि लभ्यते भोजनानन्तरं अर्धहोरा यावत् तत्र अवकाशः लभ्यते आरामः आरामः कर्तुं तदनन्तरम् एवं हा आमाम् अवश्यं तत्र एकं नारायण् टेकडी इति नाम नाम नामकः एकः पर्वतः वर्तते तत्र पर्वतारोहणं करणीयं ततः वयं सर्वे मिलित्वा एव पर्वतारोहणं तत्र करिष्यन्ति सर्वे द्विघण्टा यावत् तत्र पर्वतारोहणं भवति तत्र गत्वा पुनः चायमित्यादिकं पेयमित्यादिकं लभ्यते तत् स्वीकृत्य दर्शनानन्तरं ततः अधः आगन्तव्यं तदनन्तरं तत्र एकं तत्रैव मार्गे एव कर्पूर् बाव्डि नामिका एका बाव्डि वर्तते तत्र गन्तव्यम्

हा पुरातनं वर्तते तद् मन्दिरं पुरतनं मन्दिरं वर्तते तत्र गन्तव्यं ततः जैन् मन्दिर् इत्यादिकं वर्तते एवम् अस्माकं प्लान् वर्तते हा पञ्चसहस्रं यावत् दिनद्वयस्य भवति यतो हि तत्र सर्वमेव अस्माकं सा साक्षादेव सर्वं लभ्यते नाम भोजनमित्यादिकं सर्वम् एवं च नैट् स्टे इत्यपि वर्तते नैट् स्टे इत्यस्य वा एवम् अत्र एकं रामटेक चेरि फ़ार्म् हौस् इति वर्तते तत्रा रात्रौ निवासः करणीयः एवञ्च टेण्ट् इत्यत्र टेण्ट् तत्र वर्तते एवं बान्फ़ैर् इत्यादिकमपि सर्वं तत्र भवति इति तत्र तत्रैव रात्रौ भोजनमपि लभ्यते ततः प्रातःकाले रामटेके यानि अन्यानि प्रेक्षणीयस्थानि स्थानानि सन्ति तत्र गन्तव्यम् एवं दिनद्वयात्मकं भवति ततः न राम्टेक् तः तस्मिन्नेव रूट् नाम मन्सर् काम्ठि कल् कन्हान् इत्यतः एव नाग्पुरं प्रति भवति गन् गमनम् आदौ एव दातव्यं भवति अस्माकम् एकं लिङ्क् वर्तते अहं भवत्याः कृते प्रेषयामि तत्र भवती रेजिस्ट्रेषन् इत्यादिकं कृत्वा तत्र फ़ै थौसण्ड् रुपीस् तत्र ददातु अग्रे अग्रिमं सर्वम् अस्माभिः क्रियते एव एवम् अस्तु मिलामः